अहं पूर्वम् एस् एस् एल् सि समये एस् एस् एल् सि विद्याभ्याससमये संस्कृतं किञ्चित् ज्ञातवती आसम् एस् एस् एल् सि पर्यन्तम् किन्तु अनन्तरं यदा संस्कृतभारतीकार्यकर्तृत्वेन गतवती तदा मया तत्र सम्भाषणविषये आग्रहः जातः तदा संस्कृतसम्भाषणमपि न जानामि स्म संस्कृतं जानामि चेदपि संस्कृतसम्भाषणमहं न जानामि स्म तत्र संस्कृतसम्भाषणं पाठितवन्तः अनन्तरं निरर्गलं संस्कृतं तु ज्ञातवती एस् एस् एल् सि मध्ये संस्कृतं लिखितवती अनन्तरदिने अहं संस्कृतं न लिखितवती तदर्थं लेखनसमये बहुधा कष्टम् अनुभूतवती तथापि अनन्तरसमये संस्कृतभाषा लिपि अपि अध्ययनं कृत्वा लेखनम् अभ्यस्तवती बहु समस्याम् अनुभूतवती तथापि अनन्तरदिने संस्कृतस्य लेखनम् अपि सम्भाषणमपि ज्ञातवती प्रत्येकस्य भाषायाः अभ्याससमये समस्यानुभूयते एव नन्तरं तदनन्तरं समस्यायाः निवारणं कृत्वा अग्रे गतवती इदानीं बहु सन्तोषः जायते संस्कृतं वक्तुं